अहम् आधिक्येन दिननित्यं पत्रिकां पठामि येन परिवर्तनशीलतन्त्रज्ञानस्य प्रति नित्यं किं किं जायमानमस्ति इति ज्ञानं भवति परिवर्तनशीलस्य तन्त्रज्ञानस्य ज्ञानम् अवश्यं भवेत् केवलं पारम्परिकं प्राप्तं परिरक्षयामः इत्येतावता अलं न भवति यतो हि अस्माभिः युगानुकूलतया कार्यं कर्तव्यम् अथवा जीवनं कर्तव्यं भवति अतः अस्माकङ्कृते तन्त्रज्ञानस्यापि समानरूपेण ज्ञानं श्रद्धा च भवेत् यावत् अस्माकङ्कृते अस्माकं पारम्परिकविषयेषु वर्तते तदर्थं दूरवाणी भाषायाः एव अपेक्षा वर्तते सङ्गणकस्यैव अपेक्षा वर्तते इति नास्ति परन्तु ये तेषाम् उपयोगः क्रियते तर्हि यत् कार्यमस्माभिः दिनद्वये सम्पादयितुम् सम्पादयितुं शक्यते तत् केवलम् एकं दिनं स्वीकरोति अतः तस्य उपयोगः बहु धनकरम् अस्ति परन्तु तस्य नियन्त्रणमपि भवेत् यदि नियन्त्रणं नास्ति तर्हि वयं तद्वशं गच्छामः येन अस्माकं बुद्धिः अस्माकं समयः सर्वमपि व्यर्थं गच्छति तदर्थम् अस्माभिः कथं तत्र तस्य उपयोगः न्यूनं कर्तव्यम् इति चेत् तत्र अस्माकं यावत् कार्यं तावदेव तस्य उपयोगः कर्तव्यः न वा अधिकं न वा न्यूनं यदि न्यूनं क्रियते तर्हि उपयोगः न प्राप्यते यदि अधिकं क्रियते तर्हि अस्माकमेव हानिर्भवति अतः यावत् कार्यं तावदेव तस्य उपयोगं कृत्वा अस्माभिरेव अस्माकम् अन्यकार्ये अन्यकार्यं प्रति अस्माभिः गन्तव्यम् एवं यदि क्रियते तर्हि परिवर्तनशीलतन्त्रज्ञानम् अपि अस्माकं कृते लभ्यते अपि च अस्माभि अस्माकं हानिरपि तेन न भवति